वर्धमानतन्त्रज्ञानसाधनं करकुशकलायाः करकुशलतायाः करकुशलतायाः कलां सहकरोति नाम ग यद् नाम घटम् इत्यादिकं वर्तते तत् तस्य चित्राणि अपि थ्री डी कर्तुं शक्नुमः वयं

वर्चुल् वर्चुवल् वर्चुवल् रियालिटि इत्यनेन अपि यद् नास्ति तदपि वा वयं द्रष्टुं शक्नुमः ये यानि यानि चित्राणि वर्तन्ते चित्राणि तेषामपि थ्री डी रूपेण त्री डी रूपेण प्रदर्शयितुं शक्नुमः तत्रापि डान्स् नृत्यं नृत्यं नृत्यं च चित्रं चित्रं चित्रकारः कुम्भकारः एतेषामपि एतेषामपि सहायं थ्री डी रूपेण डिजिटल् मीडिया रूपेण कर्तुं शक्यते ते ते अपि ते ते ते अपि प्रसिद्धाः भवितुम् अर्हन्ति डिजिटल् मीडिया इत्यनेन ते अपि नाम रूप्यकाणि धनं प्राप्नुवन्ति बहूनि बहूनि कारणानि सन्ति अत अतः वर्धमानतन्त्रज्ञानसाधनं सहकरोति इति अहं मन्ये